हा नमो नमः मम कृते एकः ओ मम नाम जयतोसः जयः जयतोसः अस्ति मम चन्द्रशेखरेन्द्रसरस्वती विश्वमहाविद्यालयतः दूरवाणी कृता

आम् आम् आं यत् आमामाम् अयं विषयः

एकः अन्यत् फा़म् अस्ति वा फा़म् फि़लिङ्ग् शताब्दे यथा वा पुस्तकम् एक पुस्तकम् अस्ति तथा मम फ़ोटो कापि एण्ड् बेन्डिङ्ग् यथा वाण्डिङ्ग् भवति चेत् तदा आमाम् सा आम् आम् आमामाम् आमां सा या प्रति गता तत् तत् बैण्डिङ्ग् कृतम् आमाम् तत् आम् आम् आम् अस्ति त्रीणि वारिट आमां चत्वारि पुस्तकानि एकम् एकम् एकम् आम् आम् एकम् एकं पुस्तकस्य द द द्वाविंशतिः हा द्वाविंशतिः पृष्ठः अस्ति पृष्ठाः सन्ति आं प्रति आम् आमाम् आमां पुटाः सन्ति आम् आम् आम् आम् आम् आम् आम् आम् आम् आम् एकस्य एकस्य एकम् एकस्य एकस्य पुटस्य एकस्य पुटस्य कति रूप्यकाणि आम् आम् आम् आम् आम् आम् ओम् एकं रूप्यकम् आम् तत् ब्रान्

हा तदुपरि आम् आं बैण्डिङ्ग् कृते अतिरिक्तं धनं ददामि चेत्

आम् एकम् एकं वेण्ड अ एक वेण्डिङ् कृते कति रूप्यकाणि

आमाम् आहा आमामां कुत्र अस्ति भो भवनस्य त्वं कुत्र अस्ति वा आम् आमामाम् आम् आम् भवान् भवान् भवतः पार्श्वे यू पि ऐ पेमेण्ट् अस्ति वा भवतः पार्श्वे यु पि ऐ पेमेण्ट् प्रचलति वा आम् आम् आमामां स्वागतम्

आं धन्यवादः धन्यवादः